जै श्रीराम् हरि ओम् नमस्ते कार्यान् ह्यः वा ह्यः वा अद्य प्रभाते वा एतत् रक्तवर्णः हा जानामि जानामि जानामि अहं तत्र आसन् अहं तत्र न आसन् न जानामि ज्ञातं ज्ञातं फ़ोर्ड् कम्पनी कार् कलु वदतु मयस् मयस् नैव भोः मया एव सम्यक् कृतं खलु मम कर्मचारेण कृतं कलु

नैव भोः एतत् भवान् इदं कुत्र वर्तते वदतु तत्रैव एकं कार्

अथवा अथवा इयं करोतु अथवा एवं करोतु अहं एकयानं इदानीं प्रेषयामि प्रेषयामि तव गृहे आगत् एतद्यानं पुनः अत्रैव स्थापयति नै नैव भोः अस्माभिः नैव तथा नैव क्रियते तथा न वक्तव्यं नैव दशवर्षेभ्यः प्राक् अपि एवमेव वसामः नैव मया अद्य नैव आरब्धं भोः दशवर्षेभ्यः प्राक् आरब्धं मया एकं प्रेषयामि पुनः वदतु पुनः वदामि भोः हरये नमः